बैक् यानं सुलभतया गन्तुं शक्यते इति कारणतः बैकिङ्ग् कर्तुं सः एव

सर्वदा बैकिङ्ग् हव्यासः इति नास्ति किन्तु एकदा बेंगलूरुतः मम गृहं प्रति बुलेट् बैक् यानेन आगतं ग्रामेपि तत्र तत्र बैक् यानेन गतं कार् यानापेक्षया सुलभतया गन्तुं शक्यते सम्यक् वायुः वाति शीघ्रं गम्यस्थानं प्राप्तुं शक्यते इति कारणतः बैक् यानेन गम्यते सन्तोषार्थं अन्यान्यप्रदेशं प्रति बैक् यानेन गमनम् इति सर्वदा न भवति कार्यार्थं बैक् यानेन गमनम् एव मम बैकिङ्ग् अभ्यासः इति वक्तुं शक्यते